हरिः ओम् ओला जनः वा अहं चन्द्रकान्तः इति अहं नूतनतया तत्र बेङ्गलूरुनगरम् आगतवान् आसं तत्र मेजिस्टिक् तः मया शिवराम् कारन्त्नगरपर्यन्तं गन्तव्यम् आसीत् तदर्थं भवताम् ओला बुक् कृतवान् आसं तत्र सः यः आगतवान् यानं स्वीकृत्य चालकः अत्यन्तं जागरूकतया सम्यक् रूपेण समीचीनमार्गे माम्

अतः अहम् अत्यन्तः सन्तुष्टः अस्मि वसुत वक्तव्यं चेत् चालकस्य कृते पृथक् दशरूप्यकं दत्वा प्रेषितवान् तथा सन्तोषः मम जातः अस्ति अतः अहं भवद्भ्यः धन्यवादं वक्तुमेव फ़ोन् कृतवान् वस्तुतः फ़ोन् करणस्य दूरवाण्या भाषणस्य अपेक्षा नासीत् तथापि भाषणं कुर्वन् अस्मि इत्युक्ते मम अत्यन्त क्लेशसन्दर्भे तथा सहायं सः कृतवानिति महान् आनन्दः जातः एवमेव भवतां कम्पनी द्वारा सेवा अनुवर्तताम् इति अहं निवेदयामि पुनरपि अवसरः मिलति चेत् ओला द्वारा एव अहं बेङ्गळूर्नगरे अटनं कर्तुम् इच्छामि तदा अपि एवमेव सेवां कुर्वन्तु इति निवेदयन् स्थापयामि धन्यवादः पुनर्मिलामः भोः